मम प्रदेशे सामान्यतया अवकरिकायाः समस्या विद्युच्छक्तेः सम्स्या जलस्य समस्या लोकयानस्य समस्या इत्यादिनां समस्यानां जनाः अनुभवन्ति अवकरिकया नगरे स्वच्छता नास्ति दुर्गन्धेन व्यसनानि नगरे सन्ति जनैः अवकरिकां सम्यक् रीत्या निष्कासनीयं ग्रीष्मकाले विद्युच्छक्तेः अभावः भवति विद्यच्छक्तेः उत्तमरीत्या उपयोगं करणीयम् अन्यता भविष्यत् काले बहु कष्टं भवति किमर्थम् इत्युक्ते सर्वाणि यन्त्राणि विद्युच्छक्तेः आधारेण एव चलन्ति